इदानीमहं बहुदूरं गन्तुम् इच्छामि कथं गच्छामि तदानीं बस्यानमपि अत्र न लभ्यते अतः क्याब् इदानींतनविद्यमानव्यवस्थाम् अहम् अधिकृत्य अहं वदामि अस्तु इदानीं क्याब् बुक् करोमि इति विचिन्त्य अहं क्याब् बुक् करोमि कृत्वा सः तस् तस्मै सूचयामि एय् अत्र अस्मि अहं मह्यम् इदानीं गन्तव्यमस्ति अतः भवन्तः कृपया आगच्छन्तु शीघ्रातिशीघ्रम् आगच्छन्तु इति पे अपि करिष्यामि यतोऽहि पे पूर्वमेव करणीयं भवति अतः धनमपि दत्वा तस्य कृते सूचयामि आगच्छन्तु इति सः अस्तु इति महोदय इति आगच्छति किं जातम् इत्युक्ते ततः पूर्वं मम भान्दे बान्धवेषु एकः आगच्छति नाम मार्गे आगच्छन् भवति तेन साकम् अहं तत्र यत्र गन्तव्यम् आसं तत्र अहं गमिष्यामि गत्वा किं करोमि अरेयो ब् व्यारिय व्या अहं क्याब् बुक् कृतवानस्मि इदानीं तस्य कृते कथं वदामि अहम् आगन्तुम् न शक्नोमि इति इति अहं वदामि अतः मम बान्धवाः यः अस्ति सः वदति अस्तु चिन्ता नास्ति कथयतु इति सः वदति अस्तु इति अहं वदामि तद्याने फ़ोन् कृत्वा दूरवाणीं कृत्वा अहं सूचयामि हरिः ओम् मित्र अहम् आगन्तुं न शक्नोमि यतोऽहि अहं पूर्वमेव मम मित्रं मम मित्रं माम् अत्र आनीतवान् अस्ति यत्र अहं गन्तव्यम् आसं यत्र अहं गन्तव्यमेव आसीत् तत्र अहम् इदानीं गतवान् अस्मि तेन सहायेन अतः इदानीं भवतां कार् मध्ये अहम् आगन्तुं न शक्नोमि अतः कृपया भवन्तः यद् अहं पे कृतवान् आसं धनं दत्तवान् अस्मि तद् धनं भवन्तः यच्छन्तु इति प्रार्थयामि